राजा रविवर्मा एकः भारतीयः चित्रकारः कलाकारः च आसीत् भारतीयकाल इतिहासस्य महान् चित्रकारेषु सः मन्यन्ते तस्य कृतयः यूरोपीयशैक्षणिककलानाम् विशुद्धभारतीयसंवेदनाशीलतायाः प्रतिमालेखनस्य च सः संलयनस्य उत्तम उदाहरणेषु अन्यतमाः सन्ति सः प्रथमः आधुनिकः भारतीयः कलाकारः इति प्रसिद्धः आसीत् विशेषतः सः स्वस्य चित्राणां किफ़ायतिशिलालेखान् जनसामान्यस्य कृते उपलब्धं कृत्वा उल्लेखनीयः आसीत् येन चित्रकारः सार्वजनिकव्यक्तिः च इति रूपेण तस्य व्याप्तिः प्रभावः च बहुधा वर्धितः तस्य शिलालेखैः सामान्यजनानां ललितकलाभिः सः संलग्रता वर्धिता सामान्यजनानां कलात्मरुचिः च परिभाषिता अपि च हिन्दुदेवतानां धार्मिकचित्राणां भारतीय भारतीयमहाकाव्यः पुराण कविनां पुराणकवीनां इति उच्यते अतः तस्य शिलालेखैः सामान्यजनानां लालातकलाभिः सह संलग्नता वर्धिता सामान्यजनानां कमा कलात्मकरुचिः च परिभाषिता भारतीयमहाकाव्य पुराणकृतीनां च महाप्रशंसा प्राप्तवती अस्ति सः पूर्वकालस्य परम्पनण्डस्य मालापुराणमण्डलस्य राजापरिवारस्य भागः असीत् इति